पारम्परिकशिक्षणे पारम्परिकशिक्षणे वेदाभ्यासः बहु सम्यक् क्रियते वे वेदपाठशालामध्ये वास्तव्यम् कृत्वा वेदाभ्यासं कृतवन्तः महिलाः महिलाः पुरुषाः बालकाः बालिकाः मिलित्वा सर्वे वेदाभ्यासाः कृतवन्तः मह्यमपि मह्यमपि बहु रोचते वेदाभ्यासः ज्योतिषशास्त्रं वेदाङ्गशास्त्रं बहु शिक्षा संस्कृतं बहु रोचते बव् किमर्थम् इत्युक्ते वेदशास्त्रं वा वेदशास्त्रं वेदाभ्यासः वेदशास्त्रज्योतिषमध्ये बहु अर्तः अस्ति इदानींकाले शिक्षणमध्ये केवल धनम् स्वीकर्तुं ज्ञानं ज्ञानम् अस्ति आधुनिकं पुरातनकाले वेदाभ्यासमध्ये ज्ञानं संस्कारः संस्काराः बहवः आसन् तत् वेदाभ्यासमध्ये चतुर्वेदाः अस्ति ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः चतुर्वेदाः अस्ति अङ्गम् अङ्गम् अस्ति ब्रह्मचर्यं गृहस्थाश्रमः सन्यासाश्रमः वानप्रस्थाश्रमः चत्वारः आश्रमाः सन्ति बहु अर्थपूर्णः अभ्यासः जातः पुरातनकाले इदानीं काले अभ्यासः अस्ति ज्ञानं नास्ति किमर्थम् इत्युक्ते कुत्र संस्कृतिः अस्ति तत्र ज्ञानम् अस्ति किमर्थम् इत्युक्ते बहवः जनाः मूढाः आसन् मूढः अस्ति आधुनिककाले बहु गलिबिलि अस्ति चिन्ता चिन्ता अस्ति आधुनिकजीवने बह्वी चिन्ता चिन्ता अस्ति गडिबिडि अस्ति अवसरः जीवनम् अस्ति वेदाभ्यासमध्ये छात्राः विद्यालये ये वास्तव्यम् वास्तव्यं कृत्वा वेदाभ्यासं कृतवन्तः ते बहु सम्यक् वेदाभ्यासं कृतवन्तः